महोदय आगच्छतु आगच्छतु महती वृष्टिः विद्यते किल आगमनसमये क्लेशः अनुभूतावान् वा भवान् समये एव आगतवान् अहं सन्तुष्टः अस्मि कथं बैक्याने आगतवान् वा अथवा कार्याने आगतवान् वा एतावती महती वृष्टिः विद्यते किल अतः स्वीकरोतु भोः अहं सन्तुष्टः अस्मि एतत् शतरुप्यकाणि भवान् स्वीकरोतु